मयापि तादृशकार्यक्रमाः दृश्यन्ते एव तत्र भागगृहीता इत्यपेक्षया कश्चन जड्ज् वर्तते सः सम्यक् जड्ज् करोति पुनश्च सः सम्यक् सङ्गीतज्ञः वर्तते इति कृत्त्वा तस्मिन् काले काले सः स्वरसहिततया गीतं वदति तत् मया ते तेन सकाशात् पठितं वर्तते पुनश्च काले काले तत् तस्मिन् क्षणे एव यदि तेन गीतं रचनीयम् अतवा कवनं किञ्चित् रचनाीयं चेत् क्षणेषु सः रचयति इदं च तं दृष्ट्वा पठितवती पुनश्च तस्य स्वरस्थानानि यथा अथवा कथं दृढं स्यात् इति तु तेन तं दृष्ट्वा पठितं पुनश्च सर्वदापि सः आलपनादिकं समीचीनतया करोति इत्येतत् विशिष्टं तस्मात् तदपि मया दृष्ट्वा पठितम्